हरिः ओम् नमोनमः अहं स्वाती सूये अस्मि नागपुरतः वदामि भवत्याः नाम आ हा हा नागपुरतः एव आ हा अहं गृहिणी अस्मि भवती किं करोति

आच्छा तर्हि कानि वस्तूनि कानि वस्तूनि भवती सीवति तस् तस्यां विन्यासः करोति अस्तु तर्हि शाटिका काटन्मध्ये सूत्रस्य अस्ति वा सिल्क् रेषम्मध्ये अस्ति सर्वः एव उत्तमं तर्हि त तेषां मूल्यं किं तत् कियद् भवति यदि शाटिका यदि अहं स्यूतस्य स् स् सूत्रं श शाटिका मया आवश्यकी तर्हि तस्याः न्यूनातिन्यूनं मूल्यं कियत् अस्ति शाटिकायाः शाटिकायाः मूल्यं विन्यास् विन्यासकृतं विन्यासकृतं शाटिकायाः मूल्यम् पञ्चशताधिक पञ्चशताधिक किन्तु तस्याः वर्णाः भिन्नाः वर्णाः सन्ति वा एवमेव सन्ति

तर्हि यदि अहं भु यदि अहं शाटिकां क्रेष्यामि तर्हि अहं गृहे एव तस्य प्रक्षालनं कर्तुं शक्नोमि वा पूर्वं मया तत्र गृहे करो प्रथमवारम् अपि गृहे अपि यदि अहं करिष्यामि तर्हि चलति वा वा तस्य व या तस्याः वर्णः किञ्चित्

आहा तर्हि सम्यग् भवति अच्छा आ हा हा एवम् अन्यत् कानि वस्तूनि भवती कर् केषां वस्तूनां भवती विन्यासः करोति अच्छा जनं तर्हि तत् आ हा तर्हि सोफ़ा डबल् बेड् वा डबल् सीट् टु सीटर् वा थ्री सीटर् सर्वाः आहा तर्हि वेरैटी अस्ति भवत्याः समीपे द द दर्शयितुं शक्नोति वा भवती दर्शयितुं शक्ष्यति वा तदा अहं यदा तर्हि भवत्याः आपणस्य मह्यं मह्यं प्रेषयतु आपणस्य यत् वा कोपि स्थानं यदस्ति तत् प्रेषयतु हा न मह्यं प्रेषयतु हा यदाहम् हा हा निश्चयेन सन् धन्यवादः साधय साधयामि